हरि ओम् अहम् उबर् मध्ये बुकिङ्ग् कृतवान् आसम् तत्र मेसेज् मध्ये हरितवर्णस्य टिक् द्वयं जातम् अस्ति भवान् कुत्र अस्ति भवान् पठितवान् इति भावयामि किन्तु भवान् अत्र कुत्रापि न दृश्यते अत्र एकः द्विचक्रिका एका द्विचक्रिका स्थितम् अस्ति एकः श्वानः अपि अस्ति भवान् कुत्र अस्ति न दृश्यते